मम गृहसमीपे पर्वताः समतलाः भूमयः सन्ति तत्र मागोडु इति प्रस प्रदेशः प्रसिद्धः तत्र जलपातमस्ति तत्र पर्वताः अस्ति जीनकल्लु जेनकल्लुगुड्द इति प्रदेशः अस्ति मम ग्रामे यल्लापुरमध्ये तत्र तत्र तत्र पर्वताः पर्वत डेप्त् उपरि उपरितः वयं द्र द्रष्टा द्र द्रष्टव्यः पर्वताः द्रष्टुं शक्यते पर्वतान् द्रष्टुं शक्यते प्रवासजनाः तान् द्रष्टुम् आगच्छन्ति भारतदेशवासिनः आगच्छन्ति तत्र अहमपि तत्र दशवारं गत्वा तत्प्रदेशं समीचीनतया न दृष्टम्